भारतीयतत्त्वशास्त्रं दर्शनमिति प्रसिद्धं किमर्थम् इत्यक्ते अत्र व्युत्पत्यदृष्ट्या दर्शनस्य विषये एवं वर्तते दृश्यते अनेन इति दर्शनम् दर्शनं केवलम् बौद्धिकस्तरे विवरणं बौद्धिकस्तरे विश्लेषणं नासीत् दर्शनपदमेव अभिव्यनक्ति यत् दृश्यते अनेन इति दर्शनं तत्र उदाहरणार्थम् इदानीम् देवालयं देवदर्शनार्थं गच्छामः इति उदाहरणं स्वीकुर्मश्चेत देवदर्शनम् इत्युक्ते न केवलं तत्र बाह्यविद्यमानमूर्तिदर्शनम् न केवलं तत्र आवरण अर्थात् प्राकरदर्शनं परन्तु भगवतः दर्शनं तत्र गर्भगृहे या मूर्तिः वर्तते यः देवः वर्तते तस्य दर्शनं यथा भगवद्गीतायाम् उच्यते दैवीसम्पत् आसुरीसम्पत् इति य विभागः वर्तते तत्र गर्भगृहे दैवीसम्पत् दैवीसम्पदः अनुभवः प्राप्तव्यः भगवतः दर्शनं न केवलं स्पर्शनं दृष्टिगोचरमूर्तेः दृष्टिगोचरम् परन्तु अनुभवः अपेक्षितः अनुभव इत्युक्ते सर्वेषामपि समानरीत्या अनुभवः भव्येत् भवति इति नास्ति परन्तु उद्देश्यं तु वर्तते भगवतः अनुग्रहः प्राप्तव्यः भगवतः दर्शनं प्राप्तव्यम् इति वर्तते तेन कारणेन एव के भारतीय दर्शनं तत्र भारतीय दर्शनं कान्सेप्ट्स् इति यद्वदामः विचारः तस्य विवरणं भवति तस्य विश्लेषणं भवति तस्य अनुभवः अपि भवेत् इति आग्रहः नो चेत् किं भवति इत्युक्ते तत्त्वशास्त्रं तस्य भावः तत्त्वं तत्त्वशास्त्रं फ़िलोसफ़ी इदानीम् आङ्ग्लभाषायां यथा उच्यते लव् फ़ार् विज्डम् न केवलं लव् फ़ार् विज्डम् अर्थात् न केवलं तस्य आसक्तिः परन्तु अनुभूतिः भवेत् तेन कारणेन इदानीं शङ्कराचार्यैः उक्तं श्रुतिः श्रुतिः अनुभूति इति श्रुतिः वेदः तदोत्तरम् मननं यथा वेदान्ते अस्ति श्रवणं मननं निधिध्यासनम् इति प्रथमतया श्रवणं आसक्तिरस्ति चेदेव श्रवणं सम्यक् भवति तदोत्तरं श्रवणोत्तरमेव मननं युक्तिभिः चिन्तनं मननं भवेत् श्रुतिः युक्तिः अनन्तरं अनुभूतिः अनुभूतिः अर्थात् अनुभवः भवेत् सो इदानीं योगशास्त्रं स्वीकुर्मश्चेत् तत्रापि न केवलं सूत्राणां सूत्राणां विवरणं भाष्ये वर्तते परन्तु अनुभवः भवेत् तेन कारणेन मिदं योगशास्त्रं स्वीकुर्मश्चेत तत्र समाधि पादः प्रथमतया उक्तः किं लक्ष्यं योगस्य किं लक्ष्यम् इति तदोत्तरं इदानीं कदाचित् किं भवति इत्युक्ते सामान्यजनानां तत्र आसक्तिः न स्यात् किमर्थम् आसक्तिः न स्यात् इत्युक्ते तेन किं प्रयोजनं समाधेः किं प्रयोजनम् अथवा योगेन किं प्रयोजनं प्रयोजनं तु वर्तते परन्तु तत्र गमनं गमनमार्गः कः

संशयः स्यात् तेन कारणेन द्वितीयपादौ उक्तं साधनपादः इति इदानीं लक्ष्यं उक्त्वा तत्र गमनम् कथं भवेत् इत्यपि मार्गः दर्शनीयः तेन कारणेन एव दर्शनम् इति अत्र उक्तम् इदानीं देवालयं गच्छामः तत्र अस्माकं संस्कारः ये वर्तन्ते अस्माकं वासनाः ये वर्तन्ते तादृश एव अस्माकं तत्र कर्माणि भवन्तु उदाहरणार्थम् इदानीं बहवः देवालयं गच्छन्ति किमर्थं गच्छन्ति न केवलं दर्शनार्थं दर्शनन्तु गौणं इदानीं सर्वे कुत्रापि गन्तव्यं इदानीं ट्रिप् इति वदामः औटिङ्ग् इति वदामः कुत्रापि गन्तव्यं तत्र गत्वा आगन्तव्यम् इति मनसि अस्ति चेत् श्रद्धा अपेक्षया केवलं तत्र वासादिकव्यवस्थाविषये भोजनादिकविषये वा अतीव आसक्तिर्भवति किमर्थम् इत्युक्ते देवदर्शनं भवेत् इति मुख्यं लक्ष्यं न तत्र आहारादिकविषयेव वासादिकविषये एव महती आसक्तिर्वर्तते तेन कारणेन किं भवति इत्युक्ते तत्र देवालयं गत्वा झटिति गत्वा आगच्छन्ति न तत् दर्शनं भवितुम् अर्हति सो योगशास्त्रे अपि एतत् उदाहरणम् उपयोक्तुं शक्यते इदार्णीं यमः नियमः तत्र शौचः सन्तोषः तपस्वाध्याय ईश्वरप्रणिधानः इति यमाः नियमाः वर्तन्ते इदानीं यमाः नियमाः वर्तन्ते चेत न केवलं तत् बौद्धिकस्थरे भवेत् अनुष्ठाने अपि भवेत् तेन कारणेन इदानीम् अहिंसा अनुष्ठाने किं भवति इति कदाचित् साधकस्य मनसि भवेत् अहिंसायाः किं प्रयोजनम् अथवा सत्यनिष्ठायां किं प्रयोजनम् इति तेन कारणेन योगशास्त्रे पतञ्जलिमुनिना उक्तम् अहिंसा प्रतिष्ठायां तत्सन्निधौ वैरत्यागः इति कः अर्थः अहिंसाप्रतिष्ठायं इदानीम् अहिंसा एकः गुणः अहिंसा इति वेल्यु इति यदुच्यते वेल्यु इति स्वीकुर्मश्चेत तेन किं प्रयोजनं सो अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्याग सो वैरत्यागः इत्युक्ते ये अहिंसायां प्रतिष्ठितः सुप्रतिष्ठितः वर्तते तत्समीपे किं भवतीत्युक्ते वैरत्यागः भवति वैरः वैरत्यागः नाम एनिमिटि इदानीम् उदाहरणार्थं मार्जालः वर्तते श्वानः वर्तते तत्र वैरत्वं वर्तते यः सम्यक् अहिंसायाः अनुष्ठानं करोति तत्सान्निध्ये वैरत्वम् अपि न भवति तेन कारणेम् उक्तम् अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः इति इदानीं किम् अभवत् अहिंसा इति वेल्यु अहिंसा इति स्वीकुर्मश्चेत तेन किं प्रयोजनम् इत्युक्ते तत्सन्निधौ वैरत्यागः भवति इदानीं सर्वे अपि एतं नियम् नियमं अर्थात नियमं स्वीकृत्य अनुष्ठानङ्कुर्वन्ति चेत् समाजे क्रौर्यम् एव न भवति वोयेलेन्स् इति यद् वदामः तत् वयकस्तव समाजे अर्थात् समाजे वा भवतु गृहे वा भवतु क्रौर्यम् एव न भवेत् किमर्थम् इत्युक्ते सर्वेऽपि अहिंसापालकाः अतः दर्शनम् इति पदं श्रेष्ठम् इति वक्तुं शक्यते तथैव इदाणीम् अहिंसाप्रतिष्ठायां वैरत्यागः तदेव सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् इति वर्तते सत्यप्रतिष्ठायां क्रियाफलाश्रयम् इत्युक्ते यः कोपि सत्यं सम्यक् पालयति चेत् सत्य इति महत्त्वे प्रतिष्ठितं सुप्रतिष्ठितं चेत् सः यद्वदति तद्भवति कदाचित् आधुनिकजनानां मनसि भवेत् कथम् एतत् इदानीं यत् वदामः तत् कुर्मः यत् शक्यते तत् कुर्मः परन्तु अत्र वैपरीत्यं वर्तते खलु वैपरीत्यम् इत्युक्ते सः यद्वदति तद्भवति उदाहरणार्थं ऋषीणां वचनं सो ऋषयः वदन्ति चेत् तद्भवन्ति तदर्थमेव उक्तं ऋषयः शापानुग्रहशक्ताः ऋषयः इति अपि वाक्यं वर्तते शापानुग्रहः शक्ताः इत्युक्ते तेषां नैकट्ये ये भवन्ति ते सुप्रीताः चेत् अनुगृण्हन्ति रुष्टाः चेत् शापं ददति एवं खलु परन्तु तत् कथं भवितुम् अर्हति इत्युक्ते सत्यप्रतिष्ठायां क्रियाफलाशयत्वम् एतद् तदर्थमेव उक्तम् अर्थात् यद्वदति ऋषिवचनं यद् सः यद्वदति तद्भवति तेन कारणेन पतञ्जलिना पतञ्जलिमुनिना उक्तं सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् इति एवमेव तत्र बहूनि उदाहरणानि भाष्ये दत्तानि सो सर्वत्रापि किम् अनुस्यूतं चेत् दर्शनं इदानीं कदाचित् वयं केवलं वदामः अहिंसा समीचीनं अहिंसा पालनीया सत्यं वक्तव्यं धर्म धर्मपरिपालणं कर्तव्यम् इति वदामश्चेत् अनुष्ठाननमेव भवति केवलं बौद्धिकसरे अर्थात् इण्टलेक्च्युवल् जिमिनास्टिक्स् भवति तेन कारणेन भारतीयतत्त्वशास्त्रं दर्शनम् इति उक्तं न केवलं तत् श्रवणं मननं निधिध्यासनं अपि तेन कारणेन श्रवणं मननं निधिध्यासनं भवति चेत् यथा योगशास्त्रे उक्तं तत्र स्थितिर् स्थितिः भवति यथा तया यथार्थतया यथा तत्र तृतीयसूत्रे उक्तं तदा द्रष्टुः स्वरूपे अवस्थानं अवस्थितिः ष्ठा गतिनिवृतौ भवति धातुः सो ष्ठा गतिनिवृतौ भवति धातुः तत्र प्रयुक्तं ष्ठा गतिनिवृत्तौ अवस्थानं विशेषेण तत्र स्थानं भवति अर्थात् स्वस्वरूपानु स्व स्थाने एव तत्र तत्र स्वरूप तदा द्रष्टुः स्वरूपे अवस्थानं भवति कुत्र अवस्थानं स्वरूपे एव अवस्थानम् अर्थात् स्वस्वरूपे एव अवस्थानं भवति तेन कारणेन दर्शनम् इति पदम् एव समीचीनं इति आशयः